नगरम् अथवा ग्रामः इति यदा वयं शृण्मः तस्य प्रत्येकप्रत्येककल्पना भवति इदानीं नगरम् इति चिन्तयामः चेद् तत्र गृहसमुच्चयः भवन्ति महा महाविद्यालयाः वैद्यालयः भवति अनन्तरं बृहद् बृहद् भव भवनानि भवन्ति ग्रामः इति यदा वयं चिन्तायामः गृहे लघु लघु गृहाणि भवन्ति शालाः भवन्ति अनन्तरं कूपीनिर्माणं भवति ईदृश भिन्नभिन्न कल्पनाः भवन्ति इदानीं नगरम् इति स्वीकुर्मश्चेत् नगरपालिका नगरस्य या व्यवस्था अपेक्षते नगरस्य कृते या व्यवस्था अपेक्षते तस्मिन् विषये नगरपालिका चिन्तयति इदानीं महाविद्यालयस्य विषये तत्र स्थलं कीदृशं स्थलं कथं भवेद् अप्रुवल् आवश्यकं वा किं न सर्वं नगरपालिकायाः कार्यम् अस्ति ग्रामपञ्चायत् इत्युक्ते तत्र जलमायाति वा न वा ग्रामे कः समस् का समस्या अस्ति सर्वं ते ग्रामपञ्चायत् चिन्तयति अनन्तरं गृहनिर्माणम् कीदृशं स्यात् अथवा अनक्षरस्थाः भवन्ति तेभ्यः सर्वेभ्यः साहाय्यमपि कृ साहाय्यम् अपि कृत्वा ग्रामपञ्चायत् साहाय्यं करोति